कदाचित् तैलम् आरोग्यार्थं असमीचीनम् अपि भवेत् यदा नष्टं तैलं शिरसि धार्यते तदा केशाः पते पतन्ति पुनः त्वचि रोगाः अपि आरभ्यन्ते एवं नष्टतैललेपनेन कदाचित् आरोग्यं सम्यक् न स्यात्